धर्मो नाम कः इति चेत् यः अस्मान् योग्यमार्गे प्रेरयति अस्माकं जीवनशैलीं सुधारयति स एव धर्मः तत्र जनाः केचन मूढाः मम धर्मः एव श्रेष्ठः अहं हिन्दुः अहमेव श्रेष्ठः अहं मुसल्मानः अहमेव श्रेष्ठः इत्यदिरूपेण एकां परिभाषां वदन्ति धर्मस्य यत् धर्मः विभक्तः इति किन्तु वस्तुतः धर्मस्य स्वरूपं तन्न तत्र राजकीयमपि बहु जायते धर्मस्य विषये गोहत्या धर्मस्य कारणाद्भवति केष केषाञ्चित् मते गोहत्या पापमिति कृत्वा अन्यधर्मीयाः गोः हत्यां कुर्वन्ति तेषां निषेधाय इदं सर्वं वस्तुतः अधर्मकं वस्तुतः अयं धर्मस्य ह्रासः एव तत्र व्यापाररूपेणापि धर्मस्य उपयोगः क्रियते यथा भवान् धर्मान्तरणं करोतु भवान् एतद्धर्मं स्वीकरोतु स्वधर् पूर्वधर्मं परिवर्तयतु अहं धनं यच्छामि इत्यादिरूपेण अयं सर्वोऽपि दुष्प्रचारः अयं युक्ततमः व्यवहारः न तेन देशस्य हानिरेव भवति